हरि ओं आम् उबर् मध्ये अहं तिरुपतितः चित्तूर् आगतः अस्मि तत्र गमनानन्तरम् अधुना पे करणीयं वर्तते भवतां यदि यु पि ऐ ऐडि गूगल् फोन् पे जि पे किमपि अस्ति चेत् कृपया स्केनर् दर्शयन्तु अहं मोबैल् माध्यमेन पे करोमि